हरिः ओम् अहं कविता इति मम गृहम् अत्रैव संस्कृतं यूनिवर्सिटि अग्रे पुरतः एव वर्तते मम फ़्लैट् रात्रौ द्वादशवादने वर्तते अतः मम कृते क्याब् वा अथवा आटो वा बुक् करणीयम् आसीत् अतः तदा प्रेषितुं शक्यते वा रात्रौ दशवादने प्रेषयन्ति चेत् शक्यते इति मम प्रार्थना